भ्राता मम अहमस्य देशस्य अपरिचयः अपरिचयः केवलं गृहस्य संवेदः एव जानामि मम बन्धुजनैः अत्र एव वसन्ति ह अस्तु भवत्याः कुत्र गन्तव्यं महाल् महादानपुरम् इति स्थलं मन्दिरवीथ्यां तृतीयं गृहं गृहस्य सङ्ख्या फ़ैव् एय्ट् सिक्स् इति आ अस्तु मम तु परिचयः स्थलमेव इति मन्ये आं नयामि मूल्यमत्रतः एकशतं पञ्चाशतधिकैकशतं

द्रक्षामः अत्रतः अधिकमेव अधिकमित्युक्ते अत्र वीथिः सम्यक् नास्ति आ नाम मार्गः एव चलति एकवारम् अहम् अत्र गत्वा सम्भ्रमः भूत्वा एवमेव पुनः अत्र आगतम् अथैव वन् फ़िफ़्टि इति श्रुतं तावदेव ओ एवमेव अहं शतं वा अथवा विंशतिः अधिकशतरूप्यकाणि शक्यते वा न न तर्हि अहं शतरूप्यकाणि अहं स्वीकर्तुं शक्यते वा आम् आम् आम् तर्हि अहम् एकं कार्यं करोमि किमित्युक्ते भवती अत्र बस् स्टाण्ड् स्थाने आगच्छन्तु आ अस्तु अहमपि अत्र आगच्छामि आ हा मम ओ टि पि अत्र वदामि मम ओ टि पि कन्फ़मेशन् कृत्वा मम एवमेव यातायाता आ अस्तु अस्तु एते नीयते आमामस्तु अहं हण्ड्रेड् रुपीस् दास्यामि आ अस्तु अस्तु तदेव ओके यद् भवत्या उद्देश्यस्थानं भवति तत्र अहम् अवतरणं करोमि आम् आम् अस्तु धन्यवादः हा धन्यवादाः